मूल्याङ्कानां मूल्याङ्कानां मुद्राणां पाषाणखण्डानां सङ्ग्रहस्य च महत्शैक्षणिकं मौल्यम् अस्ति यतः यदि यदा महापुरुषाः भवन्ति अथवा अस्माकं वर्तमानसमये ये महात्मानः भवन्ति तेषां स्मरणे भारतसर्व सर्वकारेण मूल्याङ्कानाम् अर्थात् स्टेम्प्स् इति उद्धृत् उद्धृतीकुर्वन्ति अथ च मुद्राणामपि तेषामेव स्मरणे ते सङ्ग्रहं कुर्वन्ति पाषाणखण्ड खण्डेषु च अस्माकं भारते महत् शिल्पकला ललितकला च सङ्गृहीता वर्तते तत्र च पाषाणखण्डानां यदा वयम् आकृतिं पश्यामः तदा शिल्पकारस्य च शिल्पकला आस्माभिः तत्र ज्ञातुं शक्यते